समयक् अस्मि भवन्तः कथं अस्ति

अहं हिमालय इत्त्यादि तत्र उत्तरभारतमध्ये बहूनि सुन्दराणि नदीनि तथा पर्वतानि अस्ति तत्र गन्तुमिच्छामि

तत्र तत्र केवलं केवलं सदस्यानां कृते अवकाशः वा अन्येभ्यः अवकाशः अस्ति वा

तथा वा शक्य् तद् तद् केदारक्षेत्रं यात्राकाले कति दिन् कति दिनानि भवेत् यात्राः तथा वा

माधि तथा वा तथा वा

मिलन्ति दत्वा इद तदेव अत्र गन्तुं किमपि वैद्यकीयस्य परीक्षा आवश्यकं वा अस्माकं आरोग्यविषये कृते

तथा वा तथा वा द्रष्टव्यं गमनार्थं आगमनार्थं विमानयानम् शक्यते तथा वा अधिकं भवति अलं अलं अलं वा भवतु तस्मिन् यात्रासमये किं किं आवश्यकं वस्तूनि शैत्य शैत्यरक्षा शैत्यरक्षणार्थं रक्षण

तथा तथा वा बहु धन्यवादाः अस्माकं इदानीं पश्यामि मम पत्नी कृते पृच्छामि त्रीणि चत्वारि एतावत् एव

तथा वा यदि बालकः बालकः कृते अवकाश अस्ति वा बालकः अधिक् अत् तथा वा सत्यं सत्यं ओ आरोग्यस्य उपरि वा वायुमण्डल न्यू न्यूनं भवति अस्तु धन्यवादः पृच्छामि तथा धन्यवादः धन्यवादः